मम पाकशालायाम् अनेकानि पात्राणि सन्ति चमसः दर्वी चुरिका रन्ध्रदर्वी पेषणयन्त्रं स्थालिका वेल्लनी भाष्पस्थाली द्रोणी चषकः एवं बहवः पात्राणि सन्ति भिन्नभिन्नखाद्यपदपदार्थानां पचनार्थं तथा भक्षणार्थं ते प्रत्येकं प्रयुक्तमस्ति चमसः खाद्यान् खादितुं द्रवपदार्थान् द् द्रवपदार्थसेवनार्थं वा परिवेशनार्थं चषकस्य उपयोगः क्रियते वेलन् वेल्लन्या रोटिकानिर्माणं कर्तुं शक्यते भाष्पस्थाल्याम् आहारपदार्थान् शीघ्रं पचनार्थम् उ उपयुज्यन्ते